नमस्ते स्विग्गी अहम् अद्य सप्तवादने उडुपि उपहारगृहतः पाव् भाजि वडा पाव् ढोक्ला अक्किरोट्टि आर्डर् कृतवती मम डेलिवरि अष्टवादने इति एप् मध्ये दर्शितम् आसीत् परन्तु यः प्रापकः आसीत् सः नववादने आगतवान् कारणं पृष्टे सति मम उपरि एव क्रोधितः अनन्तरं सः टिप्स् ददातु इत्यपि मां बहुधा पीडितवान् कृपया आवश्यकक्रमान् स्वीकुर्वन्तु एतादृशप्रापकाः भवतां कम्पनी मध्ये भवन्ति चेत् ग्राहकानां कृते क्लेशः भवति